अहं गतमासे एका नूतना घटिकां क्रीतवती किन्तु तस्याः मूल्यं बहु अधिकम् इति इदानीं भासते सा वाटर्प्रूफ् अपि नास्ति अतः वृष्टिकाले अहं धर्तुं न शक्नोमि कार्यक्षमता अपि सम्यक् नास्ति अहं तथा सन्तुष्टा नास्मि